इदानींतनकाले संस्कृतभाषा अनेकाः समस्याः सम्मुखीकरोति तत्र केचन छात्राः एव संस्कृताध्ययनं कुर्वन्ति तथापि तत्र संस्कृतछात्राः अपि संस्कृतशब्दाः न जानन्ति किमर्थमिति चेत् तत्र कार् इति इङ्ग्लिष् पदं वर्तते इङ्ग्लिष् पदं कार् संस्कृते किम् इति किम् नाम तस्य उपोद्धाः नाम नाम कः इति प्रश्ने सति तस्य विप्रतिपत्तिः तस्य उत्तरं नास्ति अतः संस्कृतशब्दे अथवा संस्कृतशब्दे बहु विरलतया वर्तन्ते किमर्थम् इति चेत् तस्य उपयोग उपयोगं कर्तुम् असमर्थत्वात् तस्य विरळतया भवन्ति